हरिः ओं नमो नमः अहम् निरिम तेजस्विनी ग्रामस्य मुख्यः प्राधानः भवति भवान् कः अस्तु अस्माकं ग्रामस्य किमपि कार्यं कर्तुं शक्नोति वा तर्हि तर्हि अस्माकं ग्रामे द्विसह द्विसहस्रजनान् निवसन्ति तर्हि ग्रामेषु महिला पञ्चशतकं महिलाः सन्ति तैरि मध्ये बहवः लिखिता नास्ति तर्हि तेषां कृते किमपि कार्यम् अस्ति वा ते ते ताः गृहे गृहे उपवित्वा कार्यं करिष्यति वा किमर्थं किमर्थं महिलानां महिलानां कृते बहिः गमनम् उचितं नास्ति तर्हि गृहे

अस्ति तर्हि कृषकाणां कृतेपि किमपि अस्ति वा

पुनः अस्माकं कृषकाणां कृते किमपि लाभं भविष्यति यथा तस्य तस्य उत्पादनाय लाभं भविष्यति तेषां कृते किमपि किमपि योजनमस्ति वा न्यूनपरिश्रमेण भविष्यति वा

आं बहवः धन्यवादाः पुनः भवत्याः इण्टर्व्यू मध्ये अनुभवः कथमस्ति कृपया वदति चेत् सम्यक् भवति किमर्थम् अस्तु तर्हि

तर्हि अहम् अस्माकं ग्रामीणं कृत्वा सूचये सूचयामि अनन्तरम् एकव्यवस्थां कृत्वा भवत् भवतः कृते दूरवाणीं करोमि अस्तु अस्तु तर्हि धन्यवादः रां राम्